हरिः ओम् आम् एव पुस्तकालये दूरभाषा कृतं वा ओ हो आमां मां पुस्तकम् आवश्यकम् अस्ति माम् एकः त्रीणि पुस्तकानि आवश्यकानि सन्ति आवश्यकमस्ति सन्ति एकम् एकम् अभिज्ञानशाकुन्तलं द्वितीयम् अमरकोशः तृतीयम् एकं तर्कसङ्ग्रहस्य एकं पुस्तकम् आवश्यकम् अत्र त्रीणि एव पुस्तकानि आवश्यकानि सन्ति इदानीं त्रीणि त्रीणि त्रीणि प्राप्स्यन्ते वा न प्राप्यते दौ प्राप्येते प्राप्येते पुस्तके प्राप्येते वा शाकुन्तलम् ओ ओ ओ ओ त् किं पुस्तकं नास्ति तर्कसङ्ग्रहः मम आवश्यकम् अतीव आवश्यकं वर्तते तर्कसङ्ग्रहस्य पुस्तकं कथा कथं कथम् आर्डर् कर्तुं शक्यते वा एतत् पुस्तकम् आम् आर्डर् कर्तुं शक्यते वा आमामामं कीदृशम् एतत् कीदृशं कर्तुं शक्यते आर्डर् आम् भवान् आर्डर् कर्तुं शक्यते वा भवान् आमां किम् आमां कः नियमः नियमः नियमः वर्तते वदन्तु आमाम्

आम् आम् आम् आम् आम् आम् आं भवान् एव कर्तुं न शक्यते वा भवान् एव आर्डर् कर्तुं न शक्यते वा किमर्थम् आ मह्यम् आवश्यकं भवतः शक्यते वा न नाम आवश्यकं भवतः भवतः इदानीं स्थगितः एव तत्र मत्लब् भवान् आर्डर् कर्तुं शक्यते वा

हाश्ट् धनं दातुं

किल आ आडर् आर्डर् पुस्तकालयः आडर् करोति चेत् प्रथमः धनं दातुं वा ओ हो आम् आम् आम् मम आवश्यकम् अस्ति पुस्तकम् अहं भवते धनं प्रेषयामि आं कति दिनानि दिनानि आगच्छति ओ इदम् आम् आम् आं मम गृहम् इदानीं चेन्नै नगरे

आमामाम् आम् आम् आम् आम् आम् अं कति धनं कति रूप्यकाणि न न न अभिज्ञानशाकुन्तलं तर्कसङ्ग्रहः तर्कसङ्ग्रहः आमामामां द्विसहस्रम् आम् आम् अहं भवते प्रेषयामि द्विसहस्रम् आं भवान् आर्डर् करोतु आमाम् अस्तु आम् अस्तु अस्तु